नमस्ते महोदय अहमेकं मम पत्रं पत्रसङ्केते कश्चन दोषः जातः अस्ति अतः तत् परिवर्तयितुम् इच्छामि परिवर्त्य नूतनं पत्रसङ्केतं स्थापयितुम् इच्छामि पुरातनं यदासीत् जन्सेवा विद्याकेन्द्र माग्डी रोड् इति चन्नैनहल्लि बेङ्ग्लूरु तत्र तत्र सः मार्गः न् नास्ति तत् परिवर्त्य वेदविज्ञानगुरुकुलं जन् चन्नैनहल्लि बेङ्ग्लूर् सौत् इति कर्तव्यमस्ति इति कर्तव्यमस्ति तेन च तत्र मम कृते भोजनं प्राप्यते मया अज्ञात्वा कश्चन दोषः तत्र पत्रसङ्केते कृतः अस्ति तन्मार्जयितुम् इच्छामि इदानीं शक्यते वा